हरि ओम् नमस्ते ओ तथा वा किम् अभवत् किं खादितवति ह्यः सर्वं कथं स्यात्

हा कुत्र मध्यम मध्यम उदरे वा अथवा अधः वा कथं भवति अधः वा तर्हि ऋतुचक्रः समयः कदा अभवत् वा अस्ति वा ऋतुचक्रं समाप्तम् इति स्यात् खलु तर्हि समाप्तं वा न समाप्तं वा तर्हि किं खादितवति ह्यः ह्यः परह्यः सर्वम् ओ तथा वा कति आम्रफलानि खादितवति बहु वा किञ्चित् वा दश वा ओ तर्हि ओ तर्हि तदेव स्यात् उष्णः भवति इति मन्ये तर्हि भवति तर्हि किं करोतु नाम किञ्चित् ज्यूस् पिबतु एतद् नास्ति चेत् एतद् जीराकषायम् अस्ति खलु तद् पिबतु किञ्चित् अनन्तरम् अहम् एकम् औषधं ददामि तत् औषधं प्रातः मध्याह्ने सा रात्रौ च स्वीकरणीयम् उ उदरवेदना अद्यैव अस्ति वा अथवा ह्यः आरभ्य एव अस्ति वा ह्यः वा हा हा तर्हि अहम् औषधं ददामि अनन्तरम् अस् औषधस्य नाम अहं वदामि ददामि अहं लिखित्वा ददामि तत् स्वीकरोतु गुळिका अस्ति तथा एकम् अरिष्टमपि अस्ति तत् स्वीकरोतु अनन्तरं नाम पञ्चदिनानि स्वीकरोतु प्रातः मध्याह्ने सायंकाले च अनन्तरं कथमस्तीति माम् व आगत्य वदतु तर्हि अन्य किम् अस्ति हा योगासनं कर्तुं शक्नोति भवती योगासनं जानाति वा किञ्चित् किञ्चित् जानाति वा अनन्तरं प्रथमं किं किं जानाति योगासनम् हा सूर्यनमस्कारं वा इदा इदानीम् उदरवेदना बहु अस्ति चेत् दिनद्वयम् औषधं स्वीकरोतु अनन्तरं किं करोतु नाम निधानेन एकैक आसनं करोतु प्रथमं वज्रासनम् अनन्तरं सुप्तवज्रासनम् अनन्तरं बद्धकोनासनम् तद् प्रथमं दशनिमेषानि पञ्चदशनिमेषानि पर्याप्तम् अनन्तरं किञ्चित् समयानन्तरं योगासनं कर्तुं शक् नाम सूर्यनमस्कारं कर्तुं शक्नोति नाम प्रथममेव सूर्यनमस्कारं करोति चेदपि तत् कष्टमेव भवति इदानीं बहू उदरवेदना अस्ति चेत् मन्द मन्दं किञ्चित् चलनं करोतु चलनं करोतु प्रातः पञ्चदशनिमेषं सायंकाले पञ्चदशनिमेषं किञ्चित् चलनं करोतु अनन्तरं नाम औषधं स्वीकरोतु अनन्तरम् आहारे अपि पथ्यं करणीयं बहु आम्रफलादिकं न खादतु अनन्तरं दिनद्वयं किञ्चित् नाम गन्जि स्वीकरोतु गन्जि तथा हा तादृशं स्वीकरोतु अनन्तरम् एतादृश इड्लि तत् सर्वं न खादतु अपु अप्पः अपूपः तादृशं सर्वं न खाद नाम तद् वायुः भवति खलु तथापि भवति हा अस्तु अतः आरोग्ये नाम अस्माकं पथ्येन अपि वयम् आरोग्यं रक्षयितुं शक्नुमः हा अस्तु अस्तु तथा करोतु औषधं स्वीकरोतु अनन्तरं पञ्चदिनानन्तरम् आगच्छतु अस्तु तर्हि एतावद् बिल् भवति स्वीकरोतु अस्तु अस्तु आम्